चलचित्राणि सर्वत्र वस्त्रविन्यासान् प्रभायन्ता सन्ति वा तथा नास्ति वस्त्रविन्यासान् प्रभायन्ता इति न नाम यदि यः अविनेत्रः अविनेत्री वा सः सम्यक् रूपेण स्व अभिनयः करोति तेनपि बहु प्रभावः भवति न तु वस्त्रेण एवञ्च वस्त्रेण एव प्रभावं न भवति इति ताप्तर्यमस्ति तेषां वस्तुविन्यासदृष्ट्या किं पात्रं ते रोचते तथा तु नास्ति नाम वस्त्रविन्यासदृष्ट्या किञ्चिद् प्रभावं तु भवति एव नाम जनाः आगच्छन्ति द्रष्टुं चलचित्राणि किन्तु वस्त्रविन्यासः एव सर्वं सर्वं नास्ति यथा याक्टिङ्ग् कुर्वन् याक्टिङ्ग् नाम अभिनयः कुर्वन्ति जनाः अभिनेतारः अभिनेत्री वा तान् यः आकर्षितः आकर्षणं भवति तं दृष्ट्वा जनाः आगत्य आगच्छन्ति तं द्र् तं द्रष्टुम् एवं च वस्त्रं किञ्चिद् अस्ति किञ्चिद् वक्तुं शक्यते तत् किन्तु सम्पूर्णं श्रेयः अस्ति तत्सर्वम् चलचित्राणि वस्त्रविन्यासान् न दातुं शक्यते किञ्चिद् अभिनेतृणाम् अपि भवति तत् अय् अभिनयः कथं कुर्वन्ति एवं च नर्तनम् एवं च इत्यादि सर्वं दृष्ट्वा प्रभावः भवति न तु केवलं वस्त्रविन्यासं एवं च कस्यापि चलचित्रस्य वस्त्रम् आधृत्य विन्यासं तु प्रयत्नं कृतं वा तथापि नास्ति नाम यथा चलचित्रं भवति अन्य अन्य धारवाहिकं प्रभावं धारवाहिकम् आगच्छन्ति टेल्विजन्मध्ये तत्र अन्ये अन्ये ये पात्राणि भवन्ति नाम यथा राजः अस्ति नृपः अस्ति तस्य कृते आभूषणानि सम्यक्तया मुकुटं मुकुटं भवति एवं च य सेवकः भवति तस्य कृते साधारणं रूपेण वस्त्रं दातव्यानि भवन्ति एवं च अनेन प्रकारेण व्यवस्था भवति ए काचिद्व्यवस्था भवति तेन तया अनुसारेण एव वस्त्राणि दास्यन्ति एवं च यः नृपः भवति तस्य तस्य कृते यः नृपस्य पात्रं करोति तस्य कृते सम्यग्वस्त्रं एवं च यः सेवकः भवति तस्य कृते किञ्चिद् सम्यगतया न्यूनम् एवं प्रकारेण व्यवस्था भवति अतः चलचित्राणि वस्त्रविन्यासान्नेव न प्रभावन्ते अतः अतः अभिनेतारः यः अभिनयं भवन्ति तान् दृष्ट्वापि प्रभावः भवति इति